किञ्चित् कालात् पूर्वमेव मया कानिचित् पुस्तकानि क्रीतानि सन्ति तानि सर्वाणि अपि पुस्तकानि संस्कृतभाषासम्बद्धानि व्याकरणसम्बद्धानि च आसन् तानि सर्वाणि अपि पुस्तकानि उत्तमानि परन्तु तत्र चित्रनिर्माणं नास्ति अतः मम मनः न मोमुद्यते कारणं किं चित्रं यदा भवति तदा दर्शं दर्शम् आनन्दितो भवामि अतः पुस्तकेषु चित्राणि भवेयुः एवं च तस्य पुस्तकस्य मूल्यमपि किञ्चित् अधिकम् अस्ति अतः तादृशं पुस्तकं मह्यं न रोचते